यस्मिन् माध्यमे एकः पुरुषः स्वाभिप्रायान् स्वरुचिः च इतरैस्सह साधारणीकरोति तत् सामाजिकमाध्यमम् यथा फेस्बुक् इन्स्टाग्राम् इत्यादि अहं तु सामाजिकमाध्यमे भगवत् विषयकं स्थापयामि यथा भगवत् सम्बन्धस्तोत्राणि चन्द्रशेखरेन्द्रसरस्वती इत्यादि स्वामीनाम् उपन्यासाः भगवत् सम्बन्धसङ्गीतम् इत्यादि मम अन्तर्जाले शङ्करवाणी इति जलस्थानं वर्तते तत्र अहं भगवत् सम्बद्ध शङ्कर कृत वा अन्यैः वा अन्यैः कृत वा स्तोत्राणि चन्द्रशेखरेन्द्रसरस्वतीमहाभागाः इत्यादि स्वामीनाम् उपन्यासाः भगवत् सम्बद्धसङ्गीतम् इत्यादि स्थापयामि ये सप्रामाणिकं स्तोत्राणाम् उपन्यासानां वा आनुपलब्धिकारणात् न पठन्ति न जानन्ति वा धर्माचरणं न कुर्वन्ति किन्तु ज्ञाते सति अवश्यमाचरन्ति तेषां यथा उपकाराय भवति तथा कर्तव्यम् इति चिन्तयित्वा मया शङ्करवाणी इति जलस्थानम् आरब्धम् एवं वैदिकसाहित्यस्य धर्मस्य च रक्षण भवति एवं करणे मम सन्तोषः अपि वर्तते